मम अभिप्राये छात्राः विद्यालयस्य अनन्तरम् उन्नतशिक्षायाः अनुसरणम् अनुसरणं कुर्वन्ति एव चिन्ता नास्ति मम छात्रः छात्राश्च वैद्या बि ए एम् एस् बि एच् एम् एस् कृतवन्तः से ते कोरोना कालमध्ये केवलं वैद्यं पठितवन्तः इति न तस्य उपयोगः अपि कृतवन्तः साक्षात् कोरोनासमये सेवा अपि कृतवन्तः ते इच्छन्ति सेवाभावः समिधा सम हम चले समिधा सम हम जले सेवा हे यज्ञकुण्डं समिधा सम हम चले अस्माकम् उक्तिः श्रुत्वा ते कार्याणि कुर्वन्ति एव तस्य नामानि अपि वक्तुं शक्नुमः सा बालिका अस्ति राधिका गौतमः इदानीम् एव कार्यं करोति अनन्तरम् अन्यत् अस्ति हर्षलगोढे सः तु भाषणमपि कर्तुं शक्नुमः विवेकानन्दस्य प्रेरणादायी सः पुस्तकं पठित्वा एव स्वक्षेत्रे कार्यं कर्तुम् गच्छन्ति स्वक्षेत्रे संस्कृतं पठति संस्कृतं पाठयन्ति संस्कृतं संस्कृतश्च संस्कारः अपि भवति संस्कृतमपि आगच्छति